हरिः ओम् हरिः ओं नमः अहं रेवती प्रथम अट्टे वसामि हा हा हा अस्तु एकं क साहाय्यं करणीयं जि अहम् इदानीं इदानीं मया कार्यालयं प्रति शीघ्रमेव गन्तव्यम् अस्ति सप्तवादने वा तादृशं गच्छामि एकम् अतः तद् मोटर् चालनं तु भवता कर्तुं शक्यते वा जि प्रतिदिनं

हा अस्तु ह हा हा हा हा अस्तु अस्तु किं जि वदतु जि हा आं सायङ्काले एव आगच्छामि आम् आम् हा अस्तु अस्तु अहम् आनयामि हा अहम् आनयामि आनयामि जि एक साहाय्यम्

हा अस्तु अस्तु जि आनयामि आनयामि अहं हा अस्तु अस्तु आयेगा उभयोः हा परस्परं परस्परं साहाय्यमेव जि एतत् करोमि करोमि हा हा करोमि करोमि जि अहम् अन्यत् क्यानय किमपि क्लेशः हा

आम् आम् हा ह

ओ ओ एवं वा हा ह हा आम् आम् आम् ह हा आं हा

आम् आम् आ मध्ये मार्जारः मार्जारः अपि आगच्छति हा ह हा हा अस्तु हा अहं अहं सेविकायाः समीपं वदामि एतादृशं मा कुरु इति वदामि एक ब ह हा ओ ओ अहम् अहं वदा चिन्ता मास्तु जि अहं वदामि हा हा सा अपठिता एव किल अपठिता एव किल अतः वदामि वदामि अहं सम्यक्तया सभ्यता सभ्यता नास्ति आम् आम् आम् अहं वदामि अहं वदामि जि चिन्ता मास्तु अहं वदामि तत्र सर्वं बव तद् अवकरिकां सर्वम् एकं कवर् मध्ये हा आम् हा हा हा हा हा अहं वदामि अहं वदामि हा आं स सम्यक्तया कार्यं करोतु सम्यक्तया शुद्धतया कार्यं करोतु इति अहं वदामि वदामि जि अहम् ओ ओ एवम् क अनिन्दि व्यवहारं करोति वा सर्वेषां सर्वेषां कृते एवमेव करोति वा एषा ओ ओके ओके हा आम् आम् आं हा तत् अह न हा अहं जानामि अहं प्रातः गच्छामि चेत् सायङ्काले एव आगच्छामि किल यत् यत् भवान् हा व्यवहारः सम्यक् भवतु इति हा हा करोमि अहं त तां वदामि निश्चयेन वदामि सम्यक्तया व्यवहारं करोतु अवकरिकां भवती शुद्धतया एका तद् ड्रै कृते पृथक् तत् अनन्तरं वेट् आर्द्रं तत् पृथक् स्थापयतु इति वदामि पूर्वम् उक्तवती सा न शृ हा अस्तु अस्तु हा तत् पृथक्तया करोति चेत् तस्य तत् स्थापयति चेत् तद् यानमपि सायङ्काले एव आगच्छति सा पृथक्तया स्थापयति चेत् हा हा अस्तु अस्तु हा अस्तु अस्तु तदा तत् तद् निश्चयेन आन आनयामि अहं निश्चयेन सायङ्काले पञ्चवादने वा तादृशम् आगच्छाम्यहम् आने आगमन समये अहम् आनयामि हा आनयामि आनयामि आनयामि हा अस्तु अस्तु हा अस्तु जि धन्यवादः